व्यवसायं उत्तमरूपेण यदि कर्तुम् इच्छामः वातावरणम् अपि आनुकूल्यं भवेत्

समये वृष्टिः पतति तदा क्षेत्रं समीचीनं भवति मध्ये अनावृष्टिः भवति चेत् अथवा अधिकः उष्णः भवति चेदपि क्षेत्रं तावत् समीचीनं न दृश्यते

यदि वातावरणं नाम समये वृष्टिः भवति तदा एव सस्यानां दर्शनमपि समीचीनं दृश्यते मध्ये मध्ये कीटकाः अन्ये च आगच्छन्ति कीटानां नाशाय यूरिया इत्यादि उपयोगं कुर्वन्ति यदि कीटानां नाशः भवति तदा एव सस्यं सम्यक् भवति कृषकाः अपि आनन्दिताः भवन्ति